नमस्ते हरिशङ्कर् फ़ुड् प्लाजा अहं भास्करः केन्द्रियसंस्कृतविश्वविद्यालस्य जैपुरपरिसरस्य छात्रोस्मि इदानीम् अहं बर्गर् इति आर्डर् कर्तुम् इच्छामि कृपया मम एड्रस् केन्द्रियसंस्कृतविश्वविद्यालयस्य शिक्षा शास्त्रि विद्याशाखायाः त्रि अधिक एकशतं प्रकोष्ठमध्ये प्रेषयतु इति धन्यवादः